हरि ओम् वुड्लेन्स् शूस् खलु वयम् एकं शूस् आर्डर् कृतवन्तः ट्रेकिंग् शूस् इति तद् ट्रेकिंग् शूस् बहु सम्यक् अस्ति तत्र तस्य किं वस्त्रं यदस्ति शूस् वस्त्रं यदस्ति तद् बहु उत्तममस्ति काटन् इव अस्ति इति कारणात् यदा प्रक्षाल्य स्थापयामः तदा किं बहु शिघ्रं शुष्कमपि भवति अतः प्रोडक्ट् तु बहु सम्यक् अस्ति धन्यवादाः